पारम्परिकः क्रीडाः क्रिकेटं विआय कुत्रचित् गतवन्तः अधुना जनाः अत्यल्पाः क्रीडाः जानन्ति कब्बड्डि खो खो मल्लयुद्धं च केचन क्रीडाः सन्ति ये अद्यत्वे क्रीडितुम् अतीवमहत्त्वपूर्णाः सन्ति होकि भारतस्य राष्ट्रीयक्रीडा अस्ति किन्तु अधिकांशजनाः कुर्वन्ति न तु तत् क्रीडितुं रोचते अधुना अस्माकं सर्वेषां कर्तव्यं यत् अस्माकं भारतस्य सर्वाणि पारम्पारिकक्रीडाः क्रीडितुं तस्य दुर्लभतां निवारयितुं च